ग्रामीणसमुदाये नृत्यप्रकाराः कीदृशाः सन्ति इति प्रश्नस्य जानपदनृत्यमेव ग्रामीणसमुदाये अत्यन्तं प्रसिद्धं भवति तस्य तस्य प्रदेशस्य यत् जानपदनृत्यं भवति ते सर्वेऽपि प्रकाराः अत्यन्तमनोल्लासकाः भवन्ति विशिष्य ये ग्रामीणाः उत्सवाः भवन्ति तत्र तत्तद् समुदायजनाः तादृशं ग्रामीणप्रकारकं नृत्यं यद्यद् जनप्रियं भवति अत्यन्तं प्राचीनकालादपि येषामाचरणं भवति ते सर्वेऽपि ग्रामीणाः नृत्यप्रकाराः विशिष्य धार्मिककार्यक्रमाः यदा भवन्ति अथवा उत्सवाः ये भवन्ति देवालयसम्बद्धाः उत्सवाः तादृशेषु कार्यक्रमेषु जनाः अहमहमिकया तत्र ग्रामीणान् नृत्यप्रकारान् उपस्थापयन्ति